मम कुटुम्बे वयं चत्वारः स्मः अस्माकं कुटुम्बं संस्कृतकुटुम्बं यद्यपि पूर्वं संस्कृतम् न जानन्ति स्म किन्तु मम पत्नी अपि संस्कृतं न जानाति स्म विवाहानन्तरं सा संस्कृतस्य अध्ययनं कृतवती अधुना सा संस्कृत अध्यापिका अस्ति राष्ट्रोत्थानविद्यालये एवं पुत्रीद्वयो अपि इदानीं संस्कृतेन भाषते विद्यालये अपि संस्कृते अधिक अङ्कान् प्राप्नुतः एवं मम मित्राणि यानि सन्ति तान्यपि संस्कृतसम्बद्धानि एव सर्वेपि संस्कृतशिक्षकाः एव अतः यत्र वयं संस् गच्छामः तत्र संस्कृतवातावरणस्य निर्माणं कुर्मः संस्कृतमतिरिच्य अन्यत् किमपि वयं न जानीमः अतः यत्र संस्कृतं तत्र सतीशमित्राणि यत्र सतीशमित्राणि तत्र संस्कृतम् इति भावः इति मम अभिप्रायः